उद्यानकार्यायां मम अभिरुचिरूपेण अहम् कृषकः यः दृष्टः

कृषिमध्ये यदा कार्यं करोति तदा तेषां दृष्ट्वा तत् दृष्ट्वा मम रुचिः तत्र एव अनन्तरं वृक्षस्य समीपे तिष्ट्वा तत्र बहु शान्तिः उपलभ्यते अनन्तरं वृक्षः वृक्षस्य सेवां कर्तुमपि मम बहु इच्छा वर्तते